अस्माकं प्रदेशे विद्युतः समस्या तादृशरीत्या नास्ति किन्तु विद्युत् विच्छेदनस्य कारणं वर्तते प्र प्रति मङ्गलवासरे नववादनात् सं सायं पञ्चवादनपर्यन्तं विद्युत् विच्छेदनं भवति किमर्थं चेत् प्रति वारस्य व वर्क् इत्यादिकम् अस्ति इति हेतुना तस्य विच्छेदनं भवति भिन्न भिन्न ऋतुषु अस्माकं जीवनं व्यत्ययं भवति किम कथमिति चेत् वर्षधा वर्ष ऋतु वर्ष ऋतौ वा अति वृष्टि अनुसारेण तत्र विद्युत् विच्छेदनं भवति एकं काष्ठम् अवहयेन इत्यादिक रूपेण तत्र व्यत्ययं भवति